हा महोदय भवतः आपणः किं किम् अस्ति अन्यत् किमस्ति महोदय ओ मद्यपाानमध्ये किं किं ब्र्राण्ड् अस्ति महोदय ओ एवं वा तत् भवतः आपणे महोदय भवतः आपणे लोकल् ब्रेण्ड् मिलति वा अधिकं धनं किमर्थं महोदय ओ एवं वा मम कृते लोकल् ब्रेण्ड् आवश्यकं महोदय लोकल् परन्तु लोकल् बेण्ड् मध्ये बहूनि टेक्स् इति अस्ति अहं मन्ये किमर्थम् इत्युक्ते न जानामि एकशतं रूप्यकाणि

ल लोकल् ब्रण्ड् सह किं किं स्नाक्स् ददाति ददाति महोदय स्नाक्स् एकं न महोदय स्नाक्स् के के मिलति मसालापापड मिलति वा चनक अपि मिलति वा त कबाब नान्वेज्जपि मिलति वा बास् ओ एवं वा हा मन्ये मन्ये महोदय अस्तु महोदय भवतः आपणः कुत्र कुत्र अस्ति आं तत् किं किम् आगत्य अनन्तरम् अहं अहं हा जलकूपी मिलति वा हा पापाड् शनकः नान्वेेज् हा आम् अवश्यकं विशश प्लास्टिक् चषकः न महोदय स्टील् चषकः मिलति चेत् अहं क्रीणामि हा हा हा हा प्लास्टिक् इति आरोग्यम् आरोग्यस्य हानिकारः भवति खलु तदहं तर्जितवानस्मि ह हा धन्यवादः महोदय